युद्धकलासु अन्येभ्यः पाठयितुं मम अवकाशः न लब्धः सर्वे कळरी कराटे सर्वं पठन्तु अद्यतन स् स्त्रीणाम् स्त्रीणां कृते अहं वदामि सर्वे पठन्तु अस् अस्माकं सुरक्षार्थं तद् अवश्यमेव